तव राज्यस्य सांस्कृतिकपरम्परायाः परिरक्षणे उन्नयने च संस्कृतस्य योगदानं किम् अस्य प्रश्नस्य अर्थः सांस्कृतिकविरासताम् ऐतिहासिकस्थलानां च संरक्षणं च सुनिश्चितं करणं बहुभिः कारणैः महत्त्वपूर्णं भवति यथा अतीतस्य वर्तमानस्य च मध्ये सम्बन्धं निर्वाहयितुं समुदायानां सांस्कृतिकपरिचयस्य संरक्षणं गौरवस्य भावस्य साझीकृतम् इतिहासस्य च पोषणं च अत्र कानिचन पदानि सन्ति ये सांस्कृतिकविरासताम् ऐतिहासिकस्थलानां च संरक्षणं च सुनिश्चित्य ग्रहीतुं शक्यन्ते कानूनी संरक्षणं सांस्कृतिकविरासताम् ऐतिहासिकस्थलानां च रक्षणार्थं सर्वकाराः कानुनानि नियमानि च प्रवर्तयितुं शक्नुवन्ति येन तेषु परिवर्तनं क्षतिं वा विनाशं वा अवैधं भवति शिक्षा जागरूकता च शिक्षायाः प्रसारप्रयासानाञ्च माध्यमेन सांस्कृतिकविरासताम् ऐतिहासिकस्थलानां च संरक्षणस्य महत्त्वस्य विषये जनानां मध्ये जागरूकतां सृजन् सांस्कृतिसंरक्षणे सहायतां कर्तुं शक्नोति